अन्तर्जालस्य तथा तन्त्रज्ञानस्य इदानींतन समये संस्कृतभाषायां बहुप्रभावः वर्तते कारणं मध्ये संस्कृतभाषा विलुप्ता जाता आसीत् विलुप्ता इत्युक्ते किञ्चिदेव आसीत् सर्वेषां मुखे तथा सर्वे अपि संस्कृतं न जानन्ति स्म जानन्त्यपि न भाषन्ते भाषन्ते स्म अतः यदा आरभ्य सः अन्तर्जालस्य तन्त्रज्ञानस्य आविष्कारः जातः तदारभ्य संस्कृतप्रचारप्रसारोऽपि वर्धितः संस्कृतप्रचारप्रसारोऽपि आधिक्येन वर्धितः अतः जनेषु जनेषु जनेषु अपि इदानीं संस्कृतभाषायाः यत्किमपि यथा विचारं वयं प्रेषयितुं प्रभावामः समाचारं यदि श्रोतुं शक्यते श्रोतुं शक्यते चेत् शक्यते चेत् समाचारम् अपि प्रेषयितुं शक्नुमः त् सक् शक्नुमः तन्त्रविधिना अन्तर्जालमाध्यमेन जनेषु जनेषु अपि तत् सम्बन्धिनं यत्किमपि वस्तु विषयं तत् गन्तुम् अर्हति अतः अन्तर्जालेन तत् तन्त्रज्ञानस्य आविष्कारात् संस्कृतभाषायां भाषायां अत्यन्तप्रभावः पतितः एवं च इदानींतनसमये तन्त्रज्ञानेन संस्कृतभाषायप्रचारप्रसारः इतोऽपि करणीयः अस्माभिः इति